अहं प्रातः सन्ध्याकाले सायं सन्ध्याकाले च ध्यानं प्राणायामञ्च करोमि मम योगाभ्यासे प्रतिदिनं सूर्यनमस्कारस्य विषये आसक्तिरस्ति अतः आरोग्यं भास्करादिच्छेत् इति अपि उक्तिरस्ति अतः सूर्यमुद्दिश्य प्रातःकाले सूर्यनमस्कारं करोमि योगाभ्यासस्य अन्यानि आसनानि कर्तुं मम वृत्तिकारणतः समयः न भवति इति कारणतः सर्वदा न करोमि यदा समयः भवति तदा योगासनानि करोमि पूर्वम् शालां गत्वा योगासनस्य विषये पाठनम् अभ्यासश्च छात्राणां कृते कारयन् आसम्